भारतीयसंस्कृतवाङ्मये दर्शनानां मुख्यस्थानं विद्यते तत्र आस्तिकदर्शनं नास्तिकदर्शनं भेदेन द्विधा भेदः दृश्यते तत्र आस्तिकदर्शनानि षड् न्यायवैशेषिकसांख्ययोगमीमांसावेदान्तः अन्यच्च नास्तिकदर्शनानि त्रीणि बौद्धदर्शनं चार्वाकदर्शनं जैनदर्शनं तत्र न्यायवैशेषिकदर्शनेषु षोडशपदार्थाः न्याये वैशेषिकदर्शने सप्तपदार्थाः दृश्यन्ते अन्यच्च सांख्यमते पञ्चविंशतितत्त्वानि योगमते तु षोडशतत्त्वानि दृश्यन्ते अतः एव योगदर्शनस्य कृते सेश्वरसांख्यम् इत्यपि अभिधीयते अन्यच्च मीमांसादर्शने यज्ञविषये चर्चा दृश्यते वेदान्तदर्शने माया ब्रह्मविषये अध्ययनं प्रचलति पुनः बौद्धदर्शने जैनदर्शनम् अन्यत् चार्वाकदर्शनं नास्तिकदर्शनरूपेण दृश्यते यतो हि वेदनिन्दकः नास्तिकः इति उच्यते